पुराणसाहित्यस्य तात्विकतायाः विषये केचन विषयाः अस्माभिः श्रूयते यतः तात्विकता नाम किं नाम तत्त्वं यत् जनानां रोचते न तत्तत्वं यत् जनानाम् उन्नतिकारकः तत्तत्त्वं भवति यत् जनानाम् आत्मोन्नतिं बोधयति तदेव तत्त्वं खलु पुराणेषु एतेषाम् उपयोगः भव बहुधा दृश्यते यतः मार्कण्डेयादिपुराणेषु एवं गरुडादिपुराणेषु गरुडपुराणे तु वयं पश्यामः तत्र जीवस्य आर्थदेहिकादिकं कथं कर्तव्यम् इत्यादिकं यदि जनाः मृताः भवन्ति तदनन्तरं तस्य बह भगवतः न् नियामकत्वेन कथं भवति कथं वा जीवः स्व उन्नतिं कर्तव्यं यत् एतज्जीवनम् अस्माभिः प्राप्तमस्ति तत् मानुषजन्म अति विरलं भवति अतः अनेकजन्मार्जितपुण्यसञ्चयेन खलु एतादृशं जन्म प्राप्तवन्तः अस्माभिः अतः अस्मिन् जीवे जीवः कथं वा उद्धारः भवितव्यमिति पुराणज्ञानेन वयं समीधृततया ज्ञायते पुराणं नाम तत्र पुराणेष्वेव भवति यत् भागवतादिमाहात्म्यज्ञानेन सुहृतः पक्वः अपि जायते इत्यादिकम् अस्माभिः चिन्त्यते